हरिः ओम् अहं स्नाक् वि स्नाक्स् विषये बहु अधिकं जानामि मम रुचिकरविषयः एषः मध्याह्ने अल्पाहारः किं भवतु यदि बालकाः गृहम् आगच्छन्ति पाठशालातः पञ्चवादने तर्हि तेषां कृते अल्पाहारः आवश्यकः तर्हि भिन्नभिन्नपदार्थान् अहं करोमि तत्र पृथुकान् करोमि उपमां करोमि एकस्मिन् दिने अहं वटकान् करोमि मुग्दालस्य वटकाः इति नाम पकोडे इति तद् बहुरुचिकरं भवति पचनमपि सम्यक् भवति तस्य मूङ्ग्दालस्य भवति खलु मुग्दालस्य अतः पुनः कदाचित् अहं चिविटिकां करोमि एकस्मिन् दिने अहं सय्यावं करोमि सय्यावं नाम हल्वा इति वदन्ति मधुरमपि जीवनस्य कृते आवश्यकम् किमस्ति अस्माकम् आहारे षड् रसाः भवन्तु तदहं सर्वप्रथमं पश्यामि भिन्नभिन्नाः रुचयः अस्माकं मुखे भवन्तु भिन्नभिन्नाः रसाः भवन्तु मधुरम् आम्लं कटु कषायः लवणं तिक्तम् एतादृशषड्रसः अस्माकं भोजने भवतु अस्माकम् अल्पाहारे भवतु अनन्तरं ये ये पदार्थाः अस्माकं स्वास्थ्यस्य कृते उत्तममस्ति तान् पदार्थान् एव अहं करोमि न तु जङ्क् फ़ुड् मेगी पिज़्झा इत्यस्य विषये अहम् अतीव कठोरा अस्मि अहमपि न खादामि मम बालकान् अपि न भोजयामि अनन्तरम् अन्यस्मात् अपि न अहम् आनयामि अन्नस्मात् अपणात् अपि अहं न आनयामि कदाचित् बहिः भ्रमणं भवति तदा वयं खादामः तद्भिन्नम् परं गृहे निर्मितम् अन्नम् उत्तमं भवति अस्माकं महाराष्ट्रप्रदेशेषु प्रदेशे तु पूरणरोटिका अतीवप्रसिद्धा तत्कर्तुमहं सम्यक् जानामि तेमनं वटकं तेन सह भवति चेत् आनन्दः अस्तु आगच्छन्तु सर्वे